हरिः ओं ज़ोमेटो जनाः वा अद्याहं ज़ोमेटो तः पन्नीर् बिर्यानि आडर् कृतवती आसम् परम आडर् अपि आडर् अपि आगतं परन्तु इदं मम आडर् नास्ति पन्नीर् बिर्यानि नास्ति एव तस्मिन् इदं कस्य आडर् कस्मै दत्तवन्तः इदं पर्य इदं तु किमपि नान् वेज् एव अगतम् अस्ति ममा मम तु वेज् पन्निर् बिर्यानि अहम् उक्तवती इदं कस्य आडर् मम कृते आनीय दत्तवन्तः वा कृपया एतत् प्रतिनयन्तु अथवा मम रूप्यकाणि मम मम कृते प्रति यच्छन्तु